अहं मन्ये शिक्षा जागरूकता च अन्धविश्वासस्य दूरीकरणस्य कुञ्जी सन्ति जनान् विज्ञानं तर्काधारितं चिन्तानार्थचोदनीयम् अन्धविश्वासानाम् अनुसरणं कुर्वन्तः बहवः अभ्यासः अद्यपि विद्यन्ते यथा नेम्बु चिपर लम्बनम् शुभाशुभ दिनानां विचारः केषाञ्चन पशूनाम् दृढं शककुश इति विचारः च एतेषां विषयाणाम् निवारणाय समाज साक्षरता वैज्ञानिकी वृत्तिः च प्रवर्तयितुं तथैव समुदायेषु चर्चा संवादं च प्रोत्साहयितुं महत्वपूर्णम् अस्ति अन्धविश्वासः विषये विषये मम मतं नास्ति परन्तु शिक्षा आवश्यकी अस्ति अन्धविश्वासस्य कृते शिक्षा जागरूकता च आवश्यकी अस्ति चर्चा सहायकं भवेत् अहं मन्ये जागरूकतायाः शिक्षायाः च माध्यमेन अन्धविश्वासाः अति त शक्यन्ते सम्भाषणेन अवगमनं वर्धते अन्धविश्वासाः केवलं शिक्षायाः माध्यमेन न्यूनी भवन्ति चित्तपरिवर्तनेन च संवादद्वारा समाधानम् उद्भवति अन्धविश्वासाः शिक्षायाः जागरूकतायाः च माध्यमेन न्यूनीकर्तुं शक्यते मुक्तविचाराः संवादाः च आवश्यकाः सन्ति